भवान् नमस्ते आं हा आम् आं फ़ोटो सुट् अहं करोमि अहं सर्वे देशस्य अहं फ़ोटो सू फ़ोटो सूट् करोमि भवतः भवतः भवतः कुत्र देशस्य भवान् वदतु तत्र अहम् आगच्छामि चेत् करोमि अहं सर्वान् जनान् फोटो शूट् शूट् करोमि अहं कति त्री जनः अहं भवतः गृहम् आगच्छामः ते पञ्चशतं रूप्यकाणि भवताम् अहं दातुम् इच्छति चेत् तम् अहं भवतः गृहम् आगच्छामि अहं पञ्चशतम् अहं रूप्यकाणि भवतां दातुमिच्छास्ति चेत् ते भवतां गृहम् आगच्छामि तर्हि भवतः कुत्र ग्राममहं निवासः निवसन्ति एनाथ्पूर् एते एनाथ्पूर् मध्ये कुत्र गच्छति कुत्र निवसन्ति भवतः गृहं नम्बरं कः भवति आम् आम् अहम् अहम् आगच्छामि नमस्कारः नमस्कारः